मम प्रान्ते प्रथमतः अहं ओडिशा उत्कलतः आगच्छामि तत्र मम प्रदेशे बहु रुराल् संस्था वर्तते तस्यां संस्थायां सर्वे बहु दूरात् दूरात् आगच्छान्ति तत्र पठनार्थं तत्र विश्वविद्यालयोऽपि वर्तते तेषां कृते हौस् रेण्ट् मध्ये भवति रेण्ट् इत्यतः सर्वे जानन्ति बहु क्लेशः वर्तते परन्तु ओडिशायां रुलाल् क्षेत्रे बहु न्यूनसङ्ख्यायां न्यूनमुद्रायां रूम् मिलति अतः सर्वे तत्र आगत्य प्रायः द्वे दिशतं त्रिशतम् इति मूल्यानां सर्वे तत्र तिष्ठन्ति मम गृहे अपि एषा सुविधा उपलभ्यते मम गृहं मध्ये रेण्ट् व्यवस्था अस्ति तेषां सर्वे आगच्छन्ति अस्माकं गृहं मध्ये तत्र त्रिशतम् इति मूल्यानां सर्वे तिष्ठन्ति अस्माकं तु सर्वे पठनार्थम् आगच्छन्ति अत्र आगत्य सुखेन तत्र तिष्ठन्ति कापि समस्या नास्ति तत्र पानीयजलस्य सुविधा अपि वर्तते गृहम् अपि सम्यक् वर्तते आस्माकं प्रान्ते प्रथमतः अस्माकं गृहे बहवः छात्राः छात्राः तिष्ठन्ति तत्र् खाद्यव्यवस्था स्वयं कुर्वन्ति जलव्यवस्था अस्माकं गृहे वरीं व्यवस्था अस्ति तस्य रक्षणार्थं सिक्युरिटि व्यवस्था अपि अस्ति किमपि क्लेशः नास्ति धन्यवादः